अहं प्रथमवारम् अष्टमकक्षायां संस्कृतं पठितवती तदानीमेव मया मम निश्चयः जातः संस्कृतेन एव किञ्चित् करियर् कर्तव्यमिति इदानीमहं कर्नाटकनगरे संस्कृतं पठन्ती अस्मि अत्र अहं व्याकरणशास्त्रं स्वीकृतवति तदेव किमर्थम् इति चेत् व्याकरणशास्त्रे शब्दानां व्युत्पत्तिः कथं भवति तेषां कः अर्थः भवति एवं च प्रयोगः कथं करणीयः साधुप्रयोगः एव किमर्थं करणीयः इत्यादिविषये उक्तमस्ति अतः शब्दानां व्युत्पत्तिः अर्थानुसारेण भवति वा अन्यत् किमपि कारणमस्ति वा एवं च प्रक्रिया कथं भवति अस्य शब्दस्य कः अर्थः इत्यादिकं यद् ज्ञानमस्ति तद् ज्ञानमस्माकं कृते अपेक्षितमस्ति नाम अन्यासु भाषासु अपि व्याकरणस्य प्रयोजनम् अथवा मुख्यत्वं वर्तते अतः अहं व्याकरणं पठितुमिच्छामि इदानीमत्र बहवः छात्राः अपि सन्ति आचार्याः अपि सन्ति येषां ज्ञानं व्याकरणे उत्कृष्टरूपेण वर्तते तादृशम् अहं पठितुमिच्छामि अतः मम व्याकरणे रुचिः अस्ति